नमस्काराः शुभप्रातःकालः हरिः ओम् शुभप्रातःकालः अहं भवतः शाखायाम्मध्ये मम एकं अकौण्ट् नित्यम् इच्छामि तदर्थं किं किम् आवश्यकं न मूलं न पत्राणि

ह तद् द्वयेन तद् तद् मिलति यदा अस्ति परन्तु ए एका एका समस्या अस्ति अहम् इदानीम् अत्र अस्मि आधार् कार्ड् मध्ये वर्तमानविलासः अन्यग्रामस्य अन्य स्य अस्ति शक्यते वा कर्तुम् शक्यते वा ह ह ह ह ह ह आं तथा वा ह ह ह ह ह ह परिवर्तनम् अभवत् ह

ह ह ह ह ह

ह ह ह तादृशं न न न नास्ति च इदानीम् आगतवान् अस्मि एतत् ग्रामं प्रति तादृशः कोऽपि परिचयः नास्ति मम कृते तथा वा ह ह ह तथा वा भवतु अनुकूलः भवति ह ह ह ह ह तथा वा ह इदानीं दूरवाणी मध्ये भवति किल मोबैल् इण्ट्र्नेट् बेङ्किङ्ग् द्वारा तथा भवति वा

ह ह ह तथा वा ह ह ह ह ह ह ह ह इदानीं कति मूल्यानि स्यात् वित्तं कति न्यूनं कति सहस्रं न्यूनम् सहस्रं वा ह तथा वा ह ह तथा वा यद् अस्तु ह ह भव भवति वा ह ह ह ह ह तद् तन्निमित्तं वा ह ह भवतु शाखा कुत्र आगच्छति शाखा ह मध्ये ह ह ह कुर्वन् ह कुर्वन् ह धन्यवादः ह